संस्कृतभाषायाः विषये अहं सदैव राष्ट्रियभाषा इति विषयविचारं करोमि अहं संस्कृतं पठामि आगामिभविष्ये संस्कृतं पाठयामि तदा संस्कृतस्य भारतीय विषयाणां मुख्यभाषा अस्ति संस्कृतभाषा भारतीय धर्मः शास्त्रं सिद्धान्तः दर्शनं ज्योतिष्यम् आदिनाम् च सम्पूर्णभारतीयसंस्कृतिं च संरक्षणं करोति यदि संस्कृतभाषा च संरक्षणं वयं कुर्मि कुर्मः तदैव संस्कृतभाषा च भारतीयसंस्कृतिः द्वयोः संरक्षणं भविष्यति संस्कृतभाषायाः प्रति अहं राष्ट्रे समाजे विद्यालये आदीनां मध्ये समये समये नूतनाः शब्दाः आधुनिकविषयाणां सह समायोज्यते एवमेव संस्कृतिसंरक्षणं कुर्मः